मया कदाचित् एकः श्लोकः रचितः आसीत् तत्तु मम गुरोः विषये लिखितं तेषां विषये ते किं पठितवन्तः कथं सन्ति कथं पाठयन्ति कथम् अस्माकं सहकारं कुर्वन्ति इति विषये मया लिखितमासीत् तेषां कृतं मया दत्तं ते तु बहु इष्टं कृतवन्तः पुन बहु सन्तोषं च अनुभवन् अनुभूतवन्तः ते उक्तवन्तः बहु सम्यक् अस्ति बहु धन्यवादः इति इति ते मया किं लिखितं नाम् ते यक्षगानं जानन्ति चित्रकलां जानन्ति नृत्यं कुर्वन्ति पुनः अस्माकं पाठं पाठनविषये किं ट्रिक्स् इति विषये सम्यक् जानन्तः आसन् पुनः मम कृते तु मम कृते क्राफ़्ट् पुनः चित्रकलायाः चित्रकलायाः विषये बहु सहायं कृतवन्तः कदाचित् अहं गत्वा पृच्छामि चेत् मम कृते इदं सहायम् अपेक्ष्यते मम किञ्चित् मम कृते किञ्चित् पाठयन्तु इति इति वदामि चेत् ते अवश्यं पाठयन्तः आसन् अहम् अधुना न पाठयामि भवती सम्यक् न करोति इति कदापि न उक्तवन्तः सर्वदा प्रोत्साहं कृतवन्तः सम्यक् करोति सम्यक् करोति अग्रे गच्छतु सम्यक् करोतु करोतु इत्येव उक्तवन्तः तस्मात् तेषां विषये श्लोकं रचितवती रचितम् आसीत् मया ते तु बहु सन्तोषम् अनुभवन् अनुभूतवन्तः पुन बहु धन्यवादमपि उक्तवन्तः